मम जीवनकार्ये अहं पाठनं करोमि विद्यादानं करोमि पाठशाला वा कलाशाला वा पाठनं मम जीवनकार्यम् अस्ति पाठनद्वारा बोधनद्वारा अहं विद्यार्थिनां कृते छात्राणां कृते ज्ञानं तथैव यत् अहं समुपादितमस्मि तत् ज्ञानं तेषां कृते बोधयामि तेन विकसितभारतं भवति विज्ञानभारतं भवति तद्वारा समृद्धभारतं भवति समग्रभारतं भवति तथैव विश्वभारतं भवति